मया ऊबर् द्वारा कार् बुक् कृतं केब् बुक् कृतम् पिकप् स्थानं तावत् विद्यापीठमासीत् डेस्टिनेशन् तावत् र् रैल्वेस्टेशन् आसीत् तदा रात्रौ एकादश वादनं तत्काले यदा मया बुक् कृतं तदेव समये झटिति सः केब् ड्रैवर् आगतवान् एवं तत्र ट्राफ़िक् मध्येपि सः क्रुद्धो न भूत्वा शान्तरीत्या वर्तितवान् तदनन्तरं अति सम्यग्रीत्या तेन सम्भाषणादिकं कृतं तदनन्तरं समये सः रैल्वेस्टेशन् मध्ये प्र प्राप्तवान् तदनन्तरं यदा मया टिप्स् इत्यादिकं दत्तं दत्तं तदा तेनैव सः एव उक्तवान् मास्तु मत्संस्था यदस्ति तेनैव मासिकवेतन प्राप्यते तस्मात् टिप्स् मास्तु इति एवं मया यदा बिल् दत्तं तदा चेञ्ज् अपि तेन दत्तमस्ति सः उत्तमः चालकः आसीत् तस्मात् तां प्रति धन्यवादं समर्पयामि धन्यतावादं समर्पयामि